उत्सवेषु अहं रसुगुल्लकं खाद्यानि पचामि तथा च उत्सवेषु पय पय मखानादि निर्मितम् पय पयादिकं निर्मितम् पायसम् पत् पचामि तथा फलस्य रूपेण यथा एकं फलमस्ति चेत् कदली फलरूपेण दुग्धमिश्रितं पचामि अन्य अन्ते अन्नम् अन्नं मिश्रितं दुग्धम् अन्नदुग्धमिश्रितम् प पायसं निर्मितं पच पचामि